हरि ओम् महोदय पुस्तकालयं वा हा अस्तु महोदय अस्माकं प्रति कानिचानि पुस्तकानि आवश्यकानि सन्ति लभ्यते वा अविनाशः इति सत्यं अहं मङ्गलूरुप्रदेशीय एव मह्यं जनरल् नोलेज् दश पुस्तकानि एवं प्राप्यते वा शुक्लं भवति वा जनरल् नलेज् अस्तु अस्तु निश्चयेन तर्हि अहं

सत्यं वा अस्तु कदा प्रातः आरम्भः भवति पुस्तकालयः कदा आगच्छामि अहं अस्तु निश्चयेन नववादनपर्यन्तम् अहम् आगच्छामि भवन्तः यद् उक्तवन्तः तद् सर्वं स्वीकृत्य आगच्छामि निश्चयेन जनरल् नालेज् तेन सह बालकेभ्यः यद् पठितुं शक्यते तादृशं पुस्तकम् अपि लभ्यते वा भवतां पुस्तकालये आङ्गलभाषायाम् आङ्गलभाषायाम् आवश्यकम् आसीत् परन्तु तद् तद् किञ्चिद् अधिकम् अपेक्षितम् पञ्चाशत् पर्यन्तम् अपेक्षितम् आसीत् लभ्यते वा तावद् अस्तु हा हा मह्यं केवलं पञ्चदिनं प्रति एव अनन्तरं प्रत्यर्पयामि शुल् शुल् शुल्कं कति भवति शुल्कं ओ त तथा खलु अस्तु अस्तु निश्च तर्हि पञ्चदिनम् एव मह्यं प्रति अलं पञ्चदिनान्तरं पुनः प्रत्यर्पयामि अस्तु अस्तु अस्तु एतत् विद्यालयस्य कृते एव बालकेभ्यः छात्रेभ्यः अस्तु तर्हि श्वः नववादनान्तरम् आगच्छामि धन्यवादः महोदय धन्यवादः राम् राम्